अस्माकं प्रदेशः कृषिप्रधानः वर्तते अतः कृषिविषयकानि कार्याणि यदि तत्र भवन्ति तर्हि अत्यन्तं सम्यक् उद्योगाः लभ्यन्ते यथा अस्माकं प्रान्ते कृषिवस्तूनि यानि लभ्यन्ते तेषां क्रयविक्रयादिकं बहवः कुर्वन्ति यथा स्माल् बिस्नेस् भवति तादृशं ते कुर्वन्ति तत्र मधुमक्षिकाणां ग्रहणम् एवं खाद्यधान्यानां क्रयविक्रयणादिकं च ते कुर्वन्ति तेन प्रतिदिनं येषां वस्तूनाम् अपेक्षा वर्तते तेषां परस्परं विनिमयः भवति एवं न्यूनमौल्येन बहूनां वस्तूनाम् उपलब्धिः भवति तदर्थं एते व्यापाराः बहु सम्यक् साहाय्यं कुर्वन्ति तथैव कालान्तरे यदि एते व्यापाराः आधुनिकतन्त्रज्ञानेन सम्यक् अभिवर्धन्ते तर्हि तेषां जनानां ये व्यापारं कुर्वन्ति तेषां तथा अन्येषां च महान् उपयोगः भवति यतः सरलया रीत्या शीघ्रं वस्तूनां प्रापणं तादृशं सर्वं भवितुम् अर्हति अतः अत्र बहु आनुकूल्यम् अस्ति किन्तु अस्माकं प्रान्ते दूरे दूरे गृहाणि भवन्ति इति कृत्वा गृहस्य अन्यस्य मध्ये यः मार्गः अस्ति सोपि सम्यक् न भवति तदर्थम् अस्मिन् व्यापारे क्लेशाः अपि केचन सन्ति